संस्कृतभाषा सर्वासां भाषाणां जननी वर्तते प्रायः संस्कृतभाषात् एव अन्याः भारतीयभाषाः समुद्भूताः भारतीये भारतदेशे बहुविधभाषाः प्रयुज्यन्ते एवमुच्यते द्वादश मीटर् अनन्तरं पुनः तत्र नूतना काचिद्भाषा भवति यासां भाषाणां राज्यसर्वकारेण केन्द्रीय सर्वकारेण च राजभाषा इति घोषितं ताः भाषाः व्यवहारे भवति एवम् एव तत्र भाषाः सामान्यस्तरे ग्रामीणस्तरे च भवति तत्र संस्कृतभाषा यथा शुद्धा सरला सहजा च वर्तते अन्यासां भाषाणां तथा स्वरूपं प्रायः न दृश्यते किन्तु अन्यासां भाषाणां कारणेन प्रायः संस्कृतभाषा प्रभाविता इति दृश्यते यथा अनुवादकार्येषु वयं पश्यामः प्रादेशिकभाषायाः प्रभावः तत्र अनुवादे दृश्यते संस्कृतभाषातः प्रादेशिकभाषायाम् अनुवादः करणीयः उत प्रादेशिकभाषात् संस्कृतभाषायाम् अनुवादकार्यं करणीयं चेत् तत्र प्रादेशिकभाषायाः प्रभावः तत्तत्प्रदेशेषु दृश्यते तथापि सर्वत्र संस्कृतभाषा प्रभाविता इति वयं न वक्तुं शक्नुमः